अधुना पर्यन्तं मया बहु विशिष्टं किमपि तु न साधितं परन्तु बहु विपरीता परिस्थितिष्वपि अहं मम अध्ययनपथे लक्षपथे स्थिरा अस्मि दृढनिश्चया अस्मि एतदर्थं मम कृते मम पितरौ गुरवः परिवारजनाः ग्राम्यजनाः च धन्यवादान् साधुवादान् ज्ञापयन्ति अहं विद्यालयस्तरेषु महाविद्यालयस्तरेषु विश्वविद्यालयस्तरेषु प्रतियोगितायां बहूनि प्रमाणपत्राणि तु प्राप्तवती परन्तु तानि तु प्रकृतपक्षे मम लक्षस्य साधनानि सन्ति न तु मम लक्ष्यम् अतः अहं यदि मम साधितेषु कार्येषु आं साद् साधितस्य कार्यस्य विषये वदामि तर्हि एतदेव वदिष्यामि यत् अहं मम अध्ययनक्षेत्रे मम संस्कृतक्षेत्रे सदा अग्रेसरा अस्मि संस्कृतस्य किमपि कार्यक्रमः भवतु तत्र सर्वदा अग्रे आगच्छामि एतत् एतस्य कृते अहं स्वयं धन्यं मन्ये